कदाचित् चित्ररचनायाम् अनासक्तिः अनादरः च परिलक्षितं यदा अन्यकार्येण व्यस्तता अधिकता अभवत् अथवा चित्रकला प्रति उत्साहेन अभावः अनुभूतः मनः एककृता न स्थिता स्यात् तदा यथा रचना चित्ररचनायाः प्रति नूतनम् उत्साहम् उत्पन्नं कर्तुं शक्तिः अथवा आसक्तिः न आसीत् तदा अनादरः परिलक्षितः अनन्तरं तेन तत्र कारणं किम् इति चेत् अस्मिन् एव यदा जीवनस्य अन्यकार्ये अधिकं प्राथमिकं प्रामुख्यतां वा प्रथमं प्राथमिकतां प्रामुख्यतां वा दत्तं स्यात् तदा यः मानसं मानसिकः अंशः अंशितः अंशा अशान्तिः स्थितिः स्यात् अथवा

तान् वा प्रेरणाहीनतां प्राप्तुं स्यात् तदा अथवा अन्यथा शारीरिकं कष्टं ये समयाः समम् अथवा समयस्य अभावः अपि अत्र कारणं तत्र प्रवृत्तिवर्धने उपायः पुनः कुतः वर्तते तत्र पुनः एकः उत्तेजकं कारणं प्रेरणा वा उत्साहजनकं दृश्यम् अथवा अनुभवः आसीत् यदि किञ्चित् सृजनात्मकतां क्षेत्रेषु अन्यान्यकलाकारैः संवादः वा प्रेरणादायकं लेखनं प्राप्तुं तर्हि ततः गोपालनं कृतं यः पुनः चित्रकलायां प्रवृत्तिं वर्धयति तादृशं कृतम् अन्यकार्याणां मध्ये चित्ररचनायाः समयम् उपपद्यताम् इति चेत् यदि निर्धारिते समये अथवा दिनचर्यां चित्रकला अभ्यासस्य नियमितं स्थानं स्थापयेत् तदा लघुसमये कार्यं कार्याणं सः कार्याणां मध्ये एकस्मिन् स्थानं स्थिरं कृत्वा झरं केन्द्रितं कः कृत्वा चिरं चित्ररचनायां समर्पणं कर्तुं शक्यते तदा एव समय अवकाशस्य उप उपपत्यै भवति समयसञ्चयनं प्राथमिकतायाः निर्धारणं च आवश्यकं भवति आवश्यकम् अस्ति च